भारतस्य माध्यमक्षेत्रम् इदानीं बहु अड्वान्स् अभवत् वार्ताः शीघ्रमेव प्रसारणं भवति किन्तु पि आर् टि कृते अधिकमसाला योजयित्वा विषयान् विषयान् परिवर्तनं करोति अन्ते विषय भिन्न एव भवति वार्तावाहिन्याः किम् इच्छति तदेव दर्शयन्ति तत् सत्यं वा असत्यं वा इति प्रमाणीकरणम् अपि न करोति केचन जनान् प्लीस् करणीयः इति अनृतम् अधिकं दर्शयन्ते नवतिप्रतिशतः वार्तावाहिन्यः असत्यमेव दर्शयन्ति जनाः आदिनपूर्णम् असत्यम् एव दृष्ट्वा तदेव सत्यमिति भासते विजयकर्नड कर्नाटक इति वृत्तपत्रिकाम् अहं क्रीणन्ति अस्मि सुवर्ण चेनल् इति वार्तावाहिनीम् अहं कदापि पश्यामि